मम राज्ये प्रादेशिककथाः बहुधा सन्ति यत्र महापुरुषाणामपि विशिष्ट गुणना गुणानाम् क्रियते अस्माकं प्रदेशस्थानां स्थानाम् अथवा भारते विद्यमानानाम् महापुरुषाणां कथां श्रुत्वा एव अहं वर्धितः बालगङ्गाधरतिलकः दयानन्दसरस्वती सावरकरः भगत्सिंहः इत्यादीनां महापुरुषाणां कथाः मया श्रुताः तेषां प्रभावः मम संस्कृतौ अस्माकं राज्यस्य इतिहासे परम्परायां च सर्वदा प्रभावं जनयति